मम परिवारे दीर्घकालात् आचर्यमाणाः विशिष्टाः आचाराः भवन्ति ज्येष्ठजनम्प्रति श्रद्धा तथा कनिष्ठजनम्प्रति स्नेहः अर्थात् मनुष्याणां प्रथमं कर्म भवति व्यवहारः व्यवहारेण मनुष्याणां परिचयो भवति कस्य कृते कथं व्यवहारः करणीयः इति विषये मम परिवारे प्रचलितो भवति अतः मम परिवारे विशिष्टाः आचाराः व्यवहारः इति कथितुं शक्यते यतो हि मम पूर्वपुरुषः अर्थात् मम पितामहः मातामही सर्वेषाङ्कृते सम्यक् व्यवहारः कृतम् आसीत् तस्मादेव अधुनापर्यन्तं मम परिवारे सर्वादौ व्यवहारम्प्रति गुरुत्वं दीयते